आम् स्वास्थ्यसेवा सामाजिकसहकारः गौरवस्य च मम प्रदेसे समस्याः सहकार भवति सर्वकारस्य श्वस्थ्यसेवाया सर्वे उपकाराः भवन्ति सर्वे निःशुल्केन औसदादि प्राप्तवन्तः एषां दुर्घटनादि भवति तेषां कृते मुख्यमन्त्रि त्रिंशतसहस्ररूप्यकाणि दत्तवन्तः ते सर्वे बहु उपकृताः